मया तर्तुं अर्हा अस्मि तरणे तरणविद्ये अहं निष्णातः अस्मि तरणे मम बाल्यकालादेव मया शिक्षितं तरणविद्यायाः तावत् तथा पटुत्वं मया साधितमस्ति कूपेषु समीचीनरीत्या वयम् अहम् अध्ययनं कृतवान् अस्मि तत्र बाल्यकाले ग्रामेषु वयं पश्यामः चेत् मध्याह्नसमये एकादशवादनतः द्वादशवादनपर्यन्तम् अस्माकं कूपेषु कार्यं भवति स्म तरणक्रीडा भवति स्म प्रतिदिनं स्नानं नाम कूपे कूपं प्रति गन्तव्यं कूपे स्नानं करणीयम् इति तत्र सर्वेऽपि भवन्ति स्म तत्र मित्राणि नाम बाच्ल्य काले या ये मि यानि मित्राणि आसन् ते सर्वेऽपि तत्र समीचीन रीत्या तरणं कुर्वन्ति स्म तैस्सह मयापि बहुकिमपि कृतमस्ति एवं तत्र तरणक्रीडायां मम ग्रामे अहं प्रायाः एक होरा यावत् कूपे तरणं करोमि स्म तत्र कञ्चि इत्यादि सर्वमपि वदन्ति नाम भिन्न भिन्न तरण नाम क्रीडायामपि भिन्न भिन्न तत्र भागानि भवन्ति तेषु सर्वेषु अपि अहं शिक्षणं प्राप्तवान् अहम् इदानीं निष्णातः अस्मि इदानीम् अपि कदाचित् ग्रामं प्रति गच्छामि चेत् तत्र तरणम् अवश्यमेव करोमि इति वदामि